नमोनमः महोदय मम स्वास्थ्ये बहु उदरवेदना भवति तर्हि किञ्चित् किमपि अस्ति वा गुलिकाम् ददातु किं भो पञ्चनिमिषादेव कार्यं सम्पन्नः कर्तुं गच्छतु भो बहु उदरवेदना अस्ति भो किञ्चिद् ददातु गुलिकाम् एकं द्वे आं तर्हि यद् सर्वं सर्वं सम्यक् एवमस्ति वा गुलिकां किमपि आं बहवः गुलिकां पश्यामि किमपि न अभवत् तत्र उदरवेदना तु किमपि न आम् आमाम् आमामाम् जवनानन्तरम् एकं ग्रहणं करोमि वा करणीयं वा आम् आम् आं महोदय तर्हि ददातु गुलिकाम् आमां महोदय चलति तर्हि ददातु सम्यक् भवति वा गुलिकाम्

धन्यवादः महोदय अहं करोमि तर्हि सम्यक् गुलिकाम् अहं बहवः गुलिकां पश्यामि किमपि नाभवत् उदरवेदना तु किमपि न जाता बहवो किं आयुर्वेदिक गुलिकां वर्तते वा अत्र सम्यक् आमामामाम् आं तर्हि ददातु गुलिकां यत् अस्ति चेत् ददातु अहं पश्यामि उदरवेदना यत् न जाता तदाहं श्वः पुनः आगच्छामि आं महोदय आं तर्हि अहं ददातु आं पुनः मिलामः